अहम् अद्य हैद्राबादनगरे उबर् काब् स्वीकृत्य मम मित्रस्य गृहं गतवती तस्य गृहं न जानामि कच्चिबोळी इति स्थाने एरियामध्ये अस्ति अहं तु अत्र किमपि मार्गं न जानामि सङ्केतं दत्वा एव बुक्किङ् कृतवती किन्तु काब् चालकः कार्यानस्य चालकः बहु उत्तमरीत्या माम् उचितं स्थानं प्राप्य मम सकाशे सविनयं साहाय्यमपि कृतवान् सः एव मम पेटिका इत्यादि लगेज् सर्वं स्वीकृत्य गृहे स्थापितवान् अहं मम धन्यवादान् तं प्रकटयामि